गतवर्षे एकम् अविस्मरणीयकार्यं अभवत् तत् किम् इति चेत् संस्कृतमहाविद्यालये एकं ज्योतिश्शास्त्रसम्बन्धिनी एका गोष्टी प्रचलति तत्र गोष्ट्याम् अनेकशः विद्वज्जनाः आगत्य चिन्तनं कर्म क् कुर्मः तत्र अनेकविषयाः प्रस्ताविताः तत्र ज्योतिश्शास्त्रे प्रश्नचिन्तनं कथं कार्यम् आगमशास्त्रे आगम कृत तन्त्रीणां लक्षणं कथं भवेत् इत्यादिकं सर्वं समग्रतया सुसम्यक्तया निरूपितवन्तः तस्य ज्ञानेन वयम् अदृष्टाः वयं ज्ञानपूरिताः भवे भवेमः इत्यादि विषयाणि सम्यक्तया निरूपितानि अतः अहं अविस्मरणीयगोष्टी इति निर्दिशे निर्दिशामि